मम जीवनशैली विद्युत् आश्रिता अस्ति तत्र विद्युत्व्यत्यये समये प्रभावः तु नास्ति यतोहि मे गृहे इन्वर्टर् वर्तते परं सामान्यजनानां व्यत्ययः अवश्यं भवत्येव यदि सङ्गणकम् आश्रित्य कार्यं क्रियते चेत् बहु क्लिष्टं भवति विद्युत् समय व्यत्यय विद्युत्व्यत्ययसमयेषु प्रकाशप्राप्तौ तत्र सोलार् माध्यमं वा तत्र अन्यत् याः प्रकृति तत्र प्रकृतिजन्याः विद् तत् विद्युतः सन्ति ताः स्वीकर्तुं शक्यन्ते